हा मम गृहे मम ग्रामे तु बहूनहं प्रेरितवान् आसं केचन वर्षाणां पूर्वम् एते इदानीमपि प्रचलन् अस् अस्ति मम ग्रामे युवकाः भवन्ति तान् सर्वान् अहं प्रेरितवान् आसम् ते आसनविषये योगासनविषये वा आसनविषये बहवः आसनानि आसनानि बहूनि आसनानि मया कृतानि ते अपि श्रद्धया कृतवन्तः कृतवन्तः अपि च ते अपि सम्यक्तया पठितवन्तः कृतवन्तः अपि ते अपि इदानीमपि अन्येषां कृते अपि ते पाठयन्तः सन्ति तद्विषये तु किञ्चित् उत्तम ज्ञानं ते प्राप्नुवन्तः मम तस्मिन् मम तु तस्मिन् विषये अपि किञ्चित् आनन्दः वर्तते